मम शास्त्रं व्याकरणशास्त्रं वर्तते व्याकरणशास्त्रं पठितुं तर्कशास्त्रस्य काचित् अपेक्षा भवति अतः सर्वप्रथमं तर्कभाषा तर्कसङ्ग्रहः इत्यस्य किञ्चित् ज्ञानं स्यात् ततः परं पाणिनीयसूत्राणां ज्ञानं तु भवतु एव तदर्थम् अष्टाध्यायीक्रमेण अपि सूत्राणाम् ज्ञानं भवेत् प्रक्रियाक्रमेण यदा पठामः चेत् लघुसिद्धान्तकौमुदीतः आरम्भं कृत्वा मध्यसिद्धान्तकौमुदीं व्याकरणसिद्धान्तकौमुदीं पठामः तदनन्तरं दर्शनविषये वयं प्रवेशं कुर्मः तत्र परमलघुमञ्जुषां वयं पठामः प्रौढमनोरमा ग्रन्थः वर्तते स एव सिद्धान्तकौमुद्याः विवेचनं करोति तत्परं वयं महाभाष्यं पठामः महाभाष्येन अस्माकं ग्रन्थाधिकार बहु उत्तमः भवति व्युत्पत्तिवादं यदा वयं पठामः तदा प्रौढत्वम् आगच्छति लघुशब्देन्दुशेखरं नागेशस्य वयं पठामः एवं कृत्वा व्याकरणस्य अध्ययनं वयं कर्तुं शक्नुमः